हरि ओम् हा उच्यताम् हा अहमेव हा हरि ओम् शुभं भूयात् हा आम् आम् आम् हा सम्यक्

आम् आम्

हा वर्तते हा शृण्वन्

आम् सत्यम्

परिहरामि श्रुणोतु तत्र खगोलं नाम किम् इति प्रथमो प्रथमः प्रश्नः खं नाम आकाशः गोलः नाम प्रसिद्धं तदेव वृत्तं अस्माकमपेक्षया आकाशे यानि वृत्तः यः वृत्तः वर्तते तदेव खगोलं नवग्रहाः सञ्चरन्ति वा इति द्वितीयः प्रश्न नवग्रहाः सञ्चरन्त्येव तत्र सूर्यसिद्धान्तेषु एवं वदन्ति पश्चात् व्रजन्तोतिजवान् नक्षत्रैस्सततङ्ग्रहाः दीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गवाः प्राग्प्रतिस्त्व मतस्तेषां भगणैः प्रत्यहङ्गतिः परिणाहवशात् भिन्ना तद्वाशात् तानि भुञ्जते इति आ ग्रहाणां प्राग् अभि प्राक् अभिमुखाः सञ्चरन्ति तत्र प्रवाहः नाम इति कश्चित् वायुविशेषो वर्तते प्रवाहाख्यः सः प्रवाहाख्यः वायुः भचक्रं भजक्रं नाम नक्ष नक्षत्रचक्रं सर्वदा सञ्चरन् एव वर्तते तत्र नक्षत्राणि वर्तन्ते ग्रहाः सञ्चरन्ति

हा नै

अस्तु पुनर्मिलामः